भारवेः एकाम् उक्तिं स्मरामि सहसा विदधीत न क्रियाम् अविवेकः परमापदां पदं वृणुते हि विमृश्यकारिणं गुणलुब्धास्स्वयमेव सम्पदः सहसा अविवेकेन कामपि क्रियां न कुर्वीत जनाः इति अर्थः किमर्थम् अविवेकः परमापदां पदम् तत्र कः आशयः इदं किमर्थं च इष्टं भवति इत्युक्तौ अस्माकं प्रतिपदम् अनुभूतं विषयकम् इदम् उच्यते कविना इतःपरम् अस्माभिः क्रियमाणासु क्रियासु दोषाणां न्यूनसम्भावना भवतु इति एतदर्थं कविः सूचयति अविवेकः परमापदां पदम् इत्युक्ते विपदाम् अत्यन्तम् उत्कृष्टम् अतिशयितविपद्सम्पादकं स्थानं भवति अविवेकः अतः विवेकपुरस्सरं विचारपुरस्सरं शास्त्रादिकम् अधीतम् सुसंयोज्य अस्मभिः क्रियमाणासु क्रियासु यदि प्रवर्तेत तदा आपद्भिः प्रतिबद्धकार्याः वयं न भवेम अस्माकं कार्यपूर्त्यर्थं तत् फलप्राप्त्यर्थञ्च सर्वत्र प्रवृत्तिः भवति सा प्रवृत्तिः सफला तदा एव भवेत् यदा विवेकपुरस्सरं पठितानां शास्त्राणां सुभाषितानाञ्च अर्थ् अर्थानुसन्धानपुरस्सरं अस्माभिः प्रवर्तेत तथा सर्वैः कर्तव्यम्